मानसिकस्वास्थ्य विषये सर्वैः ज्ञानः सम्पादनीयः एव किमर्थम् इति चेत् शरीरस्वास्थ्यः तथा च मानसिकस्वास्थ्यः भिन्न एव तत्र तावत् मानसिकस्वास्थ्यं न वर्तते चेत् मनुष्यः किमपि न कर्तुं शक्यते अतः कारणात् मानसिकस्वास्थ्यं सम्यक्तया संरक्षणीयम् मम प्रदेशे बहवः मानसिकस्वास्थ्यविषये चिकेत्स चिकित्सकाः चिकित्सालयः अपि वर्तते केचन जनाः तत्र स्वयम् एव गच्छन्ति